हरिः ओम् नमस्ते वदतु आम् अहं कुशलः भवान्

अस्तु वदतु एवं वा कुत्र वक्तुं शक्नोति वा शृङ्गगिरौ वा

अ अस्तु आम् निश्चयेन आगच्छामि हा

अग्रिमे मासे विवाहः अस्ति वा तर्हि विवाहात् न्यूनातिन्यूनं पञ्चदश वा विंशतिः दिव् दिनात् पूर्वम् एतत् छायचित्रं स्वीकुर्मः तत्र अत्र प्रेक्षणीयस्थलानि य् यत्रकुत्रापि सन्ति चेत् तत्र त शृङ्गेर्यात्तु बहूनि सन्ति अत्र स्वीकर्तुं शक्नुमः नदीतीरे वा अनन्तरं कुत्र

किं प्रेक्षणीयस्थलानि अत्र समीपे अस्ति हा तत् प्रेक्षणीयस्थलानि अपि अत्र सन्ति किल र कळसमध्ये अनन्तरं नेत्रावती शिखरः अनन्तरं समीपे कुद्रेमुख तत्र समीपे एव अत्र सन्ति किल ह तथा वा हां हाम् न्यून न्यूनातिन्यूनं मौल्येन एव भवन्तं छायचित्रं स्वीकरोमि

तथा वा तत् आहत्य केवलं पञ्चदशहस्रं वा पञ्चदश तावदेव अस्तु ह तथा वा तर्हि द्वादशसहस्रं द्वादशसहस्रेण तदां आम् अस्तु आम्

अस्तु निश्चयेन अहमेव आगच्छ

अस्तु आम् अस्तु अहं सूचयामि आम् आम् अस्तु अ